हरि ओम् महोदय सुप्रभातम् सुप्रभातम् अहं सर्वं समीचीनं महोदय महोदय आगामीसप्ताहे अस्माकं राज्ये गीताजयन्ती कार्यक्रमः वर्तते महोदय एतदर्थम् अहं आं महोदय अवश्यं योगदानं तु आवश्यकं तत्र भवता भवता दायित्वं स्वीकरनीयम् प्रतिदिनं प्रतिदिनं वयं जनसम्पर्कं कुर्मः करपत्रस्य मुद्रणं भित्तिपत्रस्य आदेशनं एतादृशकार्याणि सन्ति महोदय अहम् एतन्निमित्तं भवन्तं मेलितुम् इच्छामि भवानपि भवानपि भागं स्वीकरोति इति एतस्मिन् कार्यक्रमे महोदय वयं महोदय कार्यक्रमस्य विजयं कुर्मः एतन्निमित्तं वयं किं किं कुर्मः महोदय वयं कार्यं साधयामः कार्यं साधयामः एतन्निमित्तं वयं किं किं कुर्मः महोदय भवता समीपे कोपि जनाः सन्ति वा कार्यकर्ताः कार्यकर्तारः सन्ति वा वयं प्रतिदिनं कार्यकर्तॄन् मिलित्वा गच्छामः भवान् समयं ददाति वा इतोपि ज्येष्ठजना ज्येष्ठ जनैः अपि वयं मेलनं कुर्मः अस्माकं किमर्थम् इत्युक्ते अस्माकं कृते धनम् आवश्यकम् एव तेन विना वयं किमपि न कर्तुं न शक्नुमः धनदातारः अनन्तरं गीताजयन्ती कार्यक्रमे भोजनं वितरणमपि भवति एतन्निमित्तं केचन तण्डुलदातारः शाकानि आवश्यकानि धनम् आवश्यकम् एतादृशकार्यानि सन्ति महोदय भवान् भागं स्वीकरोतु अहं भागं स्वीकरोमि अहं दश जनान् आनयामि वयं सर्वे मिलित्वा कार्यं साधयामः म महोदय वयं इतोपि किं किं कुर्मः महोदय भवान् वदत् महोदय हा अस्तु महो